हलो हा उच्यतां अस्तु कुत्र भवान् कुत्र तिष्ठति भवान् कुत्र तिष्ठति

अस्तु भवातां किं किम् अपेक्षते स्वीयं स्वतन्त्रम् इन्डिविज़ल् गृहम् अपेक्षितं वा फ़्लाट् अपेक्षितं वा अथवा ओपन् प्लाट् अपेक्षितं वा भवतां किम् अपेक्षितं भवतां रिक्वैर्मेन्ट् किम् अस्ति तद् यदि उच्यते चेत् तदनुसारेण अहम् आप्षन् प्रदर्शयिष्यामि भवतां सकाशे

समीचीनं समीचीनम् इदानीम् अत्र रिसर्वेर् कालनि मध्ये एव समीपे किमपि टूथौसन्ड् एट्हन्ड्रेड् एटी स्कोयर्फ़ीट् मध्ये नूतनतया गृहनिर्माणं प्रचलति तत्र यदि भवतां बजेट् अस्ति चेत् तत् स्वीकर्तुं शक्यते तत्र प्रायः वन् क्रोर् फ़ोर्टि लाक्स् पर्यन्तं गच्छति कन्तु भवान् यदि अधिकं धनं प्राथम्येन दातुं समर्थः भवति चेत् किञ्चित् न्यूनीकर्तुं शक्यते विंशतिलक्षं पर्यन्तं प्रायः न्यूनं भविष्यति वन् ट्वेन्टि मध्ये भवता स्वीकर्तुं शक्यते लोन् इत्यादिकं भवतः कृते आगच्छति एव अस्तु अस्तु तथा चेत् तर्हि किञ्चिद् दूरे गन्तव्यं किलोमीटर् द्वयं वा त्रयं वा अत्र समीपे एव विद्यानगर कालोनि इति एकमस्ति तत्र सिद्धमेव गृहमस्ति तत्तु वन् टेन् इति कथयन्ति किन्तु भवतः सह भाषणं कृत्वा किञ्चित् न्यूनीकर्तुं शक्यते वन् भवतां बजेट् मध्ये आगच्छेत् तत्र फ़र्निचर् इत्यादिकं सर्वं सिद्धमेव अस्ति गत्वा केवलं भवता पूजां कृत्वा वासः एव कर्तव्यः अन्यत्किमपि कार्यं भवतां नास्ति जलसमस्या कापि नास्ति जलसमस्या कापि नास्ति स्वीयं बोर्वेल् अस्ति अतः जलसमस्या कापि नास्ति तेलुगुवङ्ग इत्यस्य कनेक्षन् अपि स्वतन्त्रं वर्तते अतः भवतां समीचीनं सर्वं लोकले लोकलेटीस् सर्वं समीचीनमस्ति पार्श्वे एव स्कूल् अस्ति भवतां पुत्रादयः वर्तन्ते चेत् प्रेषणार्थं सौकर्यं भवति यानमपि नापेक्षितम् अत्र गमनागमनमपि भवतां क्षणद्वये भविष्यति अतः तद् भवतां कृते उचितमस्तीति चिन्तयामि अन्यच्च खादी कालनि इति भवता कदाचित् नाम श्रुतं स्यात् अत्र खादी कालनी मध्ये भवता यदि फ़्लेट् स्वीकर्तुं मनः ध्रियते चेत् तत्र एकम् अमरराजा इति अपार्ट्मेन्ट् वर्तते तत्र गृहं गृहं इन्डिविज़ल् गृहमेव अस्ति इदानीं मया विद्यानगर कालोनी मध्ये यद् उक्तं तद् इन्डिविज़ल् गृहमेव न अध अधः एव फ़ोर् फ़ोर् बेड्रूं किचन् हाल् इति आगच्छति स्पेशियस् अस्ति सम्यग्बृहदस्ति अतः तद्भवता उपयोक्तुं शक्यते तद्भवताम् अत्यन्तं सुविधाजनकं भविष्यति किन्तु भवता फ़्लेट् मध्ये स्थातुम् इष्टं चेत् अमरराजा अपार्ट्मेन्ट् इति किञ्चिदस्ति खादी कालनि मध्ये तत्रापि भवता स्वीकर्तुं शक्यते भवान् एकवारं मम आफ़ीस् मध्ये साक्षादागच्छतु इदं भवतां यदा रिक्तः कालः हा हा अड्रेस् अहं प्रेषयामि मेसेज् करिष्यामि तत्र आगच्छतु अहं किं किम् आप्षन् अस्ति तत्प्रथमं दर्शयिष्यामि अनन्तरम् एकं निर्धारणं कुर्मः यदा आगच्छति तदा सूचयतु भवतु मिलामः हा हा धन्यवादः